अहं प्रवासनार्थं यूरोप् खण्डं गन्तुम् इच्छामि तद् अन्तर्जाले अहं दृष्टवती यूरोप् यूरोप् खण्डे बहु प्रान्तानि बहु रोचकाः दृश्यते इटलि रों विनिस् पारिस् पोर्चुगल् एतानि प्रदेशानि बहु रोचकानि बहु सुन्दराणि इति दृश्यते तदर्थं तां साक्षात् दर्शनीयं साक्षात् तस्य तेषां सौन्दर्यं सौन्दर्यम् अनुभवं करणीयम् इति बहु अभिलाषा अस्ति तदर्थं मह्यं कदा एका चान्स् लभते चेत् अहम् अवश्यकम् अवश्यम् यूरोप् खण्डं गन्तुम् इच्छामि